हरि ओम् मह्यं कुर्ति अपेक्षितमस्ति दर्शयन्ति वा आम् सहस्रौ आम् चलति चलति चिन्ता नास्ति आम् समीचीन वर्णः भवेत् आम् तादृशं दर्शयन्तु एवमेवम् आम् एवं स्माल् स्माल् एव भवतु मम कृते अपेक्षितम् अहं एवमस्मि खलु तदेव पर्याप्तम् तत् श्वेतवर्णस्य दर्शयन्तु एकवारं तत् सम्यगस्तीति भाति आम् आम् एवं एवं एवं सम्यगस्ति इदं आम् आम् एवमेवं इदं सम्यगस्ति अस्य धनं कियत् एतावत्तु अधिकं जातं खलु भोः अस्तु अस्तु इदं पेकिङ्ग् कुर्वन्तु अस्य कृते एकं ऊरुकं आम् अस्तु अस्तु इदं स्वीकरोमि अनेन सह इदं ऊरुकं अस्मिन् यत् सम्यग्भवति आम् अस्तु चिन्ता नास्ति आम् अस्मिन्नेव वर्णे भवतु न अपेक्षितं अपेक्षितं इतोऽपि एकं एकं जोडि इदं स्वीकुर्वन् आम् आम् आम् तदेव तदेव इदमेकं जोडि भवतु अनन्तरं वदामि इतोऽपि अस्तु इतोऽपि मात्रे अपेक्षितमस्ति मातुः कृते तत् किञ्चित् सैज़् बृहत् भवेत् दर्शयन्ति वा इतोऽपि आम् आम् इयं भवतु चलति तत् आम् आम् आम् अत्र तत्र एतत् एषः आम् आम् एवं सत्यं सत्यं आम् इदमपि सम्यक् अस्ति परन्तु अयं वर्णः मास्तु इतोऽपि अन्यः वर्णः नास्ति वा अस्मिन् आम् चलति चलति चिन्ता नास्ति आम् आम् आम् पूर्णं सीवितं तदेव सम्यक् आम् आम् इदं सम्यगस्ति अस्य अस्य वित्तं कियत् आम् तर्हि क्लेशो नास्ति इतोऽपि सम्यक् दर्शयन्तु चिन्ता सास्ति आम् तत् स्वीकर्तुं शक्यते आम् इदं सम्यगस्ति इदमेव स्वीकरोमि आम् अलं अलं धन्यवादाः इदमेव पेक् कृत्वा यच्छन्तु आम् अस्तु धन्य आम् आम् अस्तु धन्यवादाः